लेखनविषये किमपि लक्ष्यम् अस्ति वा विनालक्ष्यं कोऽपि कार्यं न करोति प्रायः मम लक्ष्यं तु तावत् छात्राः एव बालानां सुलभतया अध्ययनं कर्तुं व्याकरणस्य मूलविषयाः अनन्तरं कथा लघुकथाः गीताः इत्यादीनि अहं सुलभतया लिखित्वा दातव्यम् इति मम लक्ष्यं मम लक्ष्यं तु छात्राणां किं सुलभं सुलभतया अध्ययनं कर्तुं शक्यते इति चिन्तनम् अत एव लक्ष्यं साधयितुम् अहम् इच्छामि किन्तु लेखनेन धनं वा कीर्तिं वा यशः वा मम कृते नापेक्ष्यते